हो होटेल् वा इदं होटेल् मेनेजर् वा इति किम् आमिति अत्र तु प्रकोष्ठे सम्यक् किमपि नास्ति सर्वम् आल्गोलः वर्तते किं कार्यमिति वा अत्र किं कार्यं सम्यगस्ति सर्वम् आल्गोल एव भविष्यद् अस्ति तर्हि एकवारमत्र आगत्य पश्यतु रूम्स् किमपि न सम्यक् नास्ति इतोपि कुञ्चिका कुञ्चिका नास्ति बात्रूं मध्ये उष्णजलं प्रतीक्षाङ्कृत्वा ओपन् करोति चेत् शैत्यजलमागच्छति शैत्यजलं तदेव तदेव भवन्तः न जानाति वा तदेव इति जानाति खलु पुनः ओ न जानाति इति किमर्थं वदति भवन्तः पूर्वं न जानाति वा सर्वं सर्वे स्वीकृत्य धनमपि दत्वा एव भवन्तः एतादृशं वदति वा अत्र तु प्रकोष्ठे अपि सम्यक् एव नास्ति व्यजनमपि सम्यक् न चलति वा अस्माकं मम धनं खलु दत्तं खलु धनं दत्तवती खलु अहम् एतादृशं करोति चेत् कथं भो किं करिष्यामि इति कथं करिष्यति इतोपि भोजनव्यवस्था अपि एतादृशी वा भविष्यति वा कथं भविष्यति इति तद् न तद्विषये न अत्र प्रकोष्ठविषयः एतादृशमस्ति इतोपि भोजनविषयः कथं भविष्यति सम्यगेव करोति वा इति ओ पूर्वं भवतः किम् उक्तवान् किं प्रकोष्ठे किं प्रश्नः किमपि न जाने इति खलु किं जानाति भवान् करिष्यामि इति न करोमि अधुना एव करणीयं अस्तु तर्हि इतः इतोपि इतोपि शौचालयः अपि सम्यक् नास्ति एव तत्र तु शौचालयस्य शोचना अवस्था एव क्लीनिङ्ग् अपि न कृतवन्तः इतोपि बात्रू शौचालये इतोपि प्लास्टिक् इत्यादि वर्तते जलमपि न गच्छति अत्र तु जलं तिष्टति एव शौचालये प्रकोष्ठे प्रकोष्ठस्य कुञ्चिका अपि नास्ति कुञ्जिका की किमपि नास्ति इति भवान् कदा पश्यति चोरः इति वदति चेत् कथं भोः धनं दत्तवन्तः खलु भवन्तः न जानन्ति वा वदतु रे भयं भीतिः मास्तु अहं किमपि न करोमि मम धनमेव भवन्तः हस्ते अस्ति भवन्तम् एतादृशं करोति चेत् वयं किं कुर्मः अधोभागे वा हा ओके आगमिष्यामि एव अधुना एव पश्यामि भोजनं कथमस्ति इति ह्म् ओके